सम्यक् अस्मि उमा भगिनि इदानीं नवम्बर् मासः अस्ति गीताशिबिरं डिसेम्बर् मासे भवति तस्मात् पूर्वं गीताजयन्ती इति सामान्यतया वयम् आचरामः तत्र तु अस्मिन् सत्रे सप्तम अध्यायस्य पारायणम् भवेत् इति मम चिन्तनम् तन्निमित्तं व्यवस्था कृता अस्ति न अस्तु तद्वत् न भवति यदा बालोत्सवः अस्माभिः कृतः तद्वत् न भवति ये ये इदानीम् अत्रत्याः कार्यकर्तारः भवन्ति छात्राः भवन्ति ते एव अत्र भागं स्वीकुर्वन्ति तेषां यदि बालकाः अपत्यानि भवन्ति ते आगत्य पारायणं कुर्वन्ति वयमपि तेषां पृष्ठबाहे उपयुज्य सर्वे अपि कृष्णस्य एक चलनच्चित्रं तत्र संस्थाप्य दीपज्वालनं सर्वं कृत्वा पारायणं कुर्मः अनन्तरं

कुत्र अपि एकस्मिन् गृहे वा अथवा विद्यालयेषु वा कुत्र लभ्यते तत्र कर्तुं शक्नुमः प्रशिक्षणं मास्तु वा सर्वे अपि ये ये नूतनछात्राः तत्र आगत्य नूतनरीत्या भागं स्वीकुर्वन्ति ये ये गतवर्षे अपि तस्मात् पूर्वमपि अत्र भागं स्वीकृतवन्तः ते सर्वं सम्यक् जानन्ति अतः ते किं कुर्वन्ति आगत्य उत्तमरीत्या पारायणं कारयन्ति कुर्वन्ति सर्वमपि अनन्तरं बालकाः बालिकाः अथवा छात्राः नाटकानि कुर्वन्ति आम् आम् आम् आं प्रप्रथमतया वयं पारायणं कुर्मः अनन्तरं नाटकानि भवन्ति पश्यतु यदि चत्वारि अथवा चतुर्दशवर्गाः अडेयार् प्रदेशे चलन्ति एकैकवर्गतः किञ्चित् भागं स्वीकृत्य नाटकानि कुर्वन्ति चतुर्दश नाटकानि भवन्ति तदपि लधु नाटकानि सर्वमपि भगवद्गीतायाः उपरि किमपि ध्येयवाक्यानि तस्योपरि वा तद्वत् एव भवन्ति किमपि उत्तमसूचनां बोधयन्ति तद्वत् नाटकानि आगत्य कुर्वन्ति अनन्तरं संस्कृतभारतीपक्षतः एकः मुख्य अतिथिः भवति बहिस्तात् अपि एकः मुख्य अतिथिः वयम् आह्वानं कर्तुं शक्नुमः न इद न न न इतः परमेव अस्माभिः अन्यत्र गत्वा प्रष्टव्यं प्रष्टव्यम् यदा गृहेषु बृहत् गृहं यदि भवति तत्र यदि अलं भवति चेत् यत् यदि शत अधिकजनाः आगच्छन्ति तन्निमित्तं स्थलम् आवश्यकं खलु अतः पूर्वं वयं विद्यालयेषु एव सामान्यतया कुर्मः इति

एकघण्टा न न घण्टात्रयम् इति स्थापयामः हा अस्तु धन्यवादः तन्निमित्तं किञ्चित् व्यवस्थां करोतु भोः अस्तु दस् धन्यवादः धन्यवादः